इद् माड् माताड् ह हरिः ओम् श्रूयते हा हा हा वदन्तु सत्यम् किमपेक्षितम् आ हा हा अहं तु प्रातःकाले स्वीकरोमि यतः आहारः अन्नं न भवेत् खलु प्रातःकाले योगासनं कर्तुं सः समयः एव समीचीनः अतः प्रातःकाले स्वीकरोमि षड्वादनतः अष्टवादनात् प्राक् भवितुमर्हति तु सप्तवादने शक्यते चेदपि वरम् हा पात् सत्यं सत्यम्

मम कति छात्राः सन्ति सन्ति तर्हि मम ग्रामस्य समीपे एकं भवनं विद्यते तत्र अहं दृष्ट्वा छात्रेभ्यः आनुकूल्यं कल्पयामि ते प्रायः अङ्गीकुर्वन्ति अतः स्थानम् अहं सूचयामि भवद्भ्यः कदा कस्मिन् दिनाङ्के भवितुम् अर्हति इत्यादिकम् अहं सूचयामि शीघ्रतया तदनुगुणम् एकसप्ताहात्मकः कालः अपेक्षितः न्यूनातिन्यूनं वा पाठयितुम् अनन्तरं ते छात्राः प्रतिदिनम् अभ्यासं कुर्वन्ति चेत् जीवने अपि आरोग्यं लभ्यते पर्याप्तं भवति चिन्ता नास्ति यावद् अपेक्षितम् हा वद सप्ताहकाले भवति एकघण्टात्मकः कालः स्वीक्रियते चेत् तदा तेभ्यः आरम्भतः अपि अहं कथं करणीयम् इत्यादि सूचयामि तदनुगुणं ते आचरन्ति चेत् काले गते सति ते अवगच्छन्ति

फ़ीस् अस्ति इदानीं तु जगतितले बहु प्रचलति अत्र तु एकस्य कृते एकसहस्रमिति स्वीकुर्मः एकसप्तात्मकः कालस्य कृते भवन्तः तदपि चिन्तयित्वा सूचयन्तु चिन्ता नास्ति अस्माकं परिचिताः ये भवन्ति अहमपि तान् सूचयामि भवन्तः अपि तादृशाः यदि लभ्यन्ते तान् अपि सूचयित्वा तेषां व्यवस्था कारयन्तु यतोहि द इदानीन्तनकाले आरोग्यमपि रक्षणीयम् अतः योगः अपि योगस्य अभ्यासः अपि भवति दातृभ्यः एकम् अवकाशमपि वयं कल्प कल्पयितुं शक्नुमः अतः उभयतापि अत्र लाभः विद्यते सर् सर्वं भवति इत्युक्ते अष्टाङ्गयोगः मुद्रादिकमपि भवति अतः कर्तुं शक्यते क्रियादिकं क्रियादिकमपि उच्यते यदि अपेक्षितं छात्राः यदि इच्छन्ति तर्हि तदनुगुणं कर्तुं शक्यते

किञ्चित् अधिकं स्यात् भवन्तः छात्राणां कृते इति उक्तवन्तः अतः किञ्चित् न्यूनं कुर्मः अस्तु वयं मिलामः धन्यवादः शुभम् सूचयामि सूचयामि अवश्यम् शुभम् अस्तु शुभम् धन्यवादः